मम इष्टतमं पर्यटनस्थानम् इत्युक्तौ हिमालयः हिमालयेषु सर्वदा शान्तिः भवति हिमालयस्य दर्शनम् अत्यन्तं सुखकरं मनसः शान्तिं जनयति तत्र सर्वेपि ऋषयः भवन्ति इति मया शृतमस्ति तथैव हिमालये अत्यन्तम् उन्नतस्थाने यदा वयं गच्छामः तदानीम् अस्माकं जीवनस्य लक्ष्यम् अपि अत्यन्तम् उन्नतस्थाने प्राप्तिः इत्येवमस्ति तत्प्राप्त्यर्थम् कथम् अस्माभिः प्रयत्नः कर्तव्यः के के विघ्नाः भवन्ति इत्येते विचाराः मया अस्माभिः साक्षात् द्रष्टुं शक्यन्ते अतः हिमालयसदृशम् उन्नतं स्थानं गन्तुम् अहं सर्वदा अभिलषामि